हा इदानीम् अपि अहं कागदे लेखनं लेखितुमेव इच्छामि टैपिङ्ग् करणं तु टैपिङ्ग् करणं तु अस्ति एव किन्तु अहं तु कागदे लेखितुमेव स्वहस्तेन स्वहस्ताक्षरेण स्वहस्तेन लेखितुमेव इच्छामि यतो हि स्वहस्तेन लेखनमेव अस्माकमेकः प्रभावः अस्ति किन्तु एषु दिनेषु लेखनं कम्प्यूटर्द्वारा तद् टैपिङ्ग्द्वारा आगतम् अनन्तरं वाय्स् अपि वाय्स् रेकग्नैस् कृत्वापि तद् लेखनमागतं तदपेक्षया ममेव अभिप्रायः तु यदा वयं लिखामः तदा एव प्रभावः अधिकम्